पाककला केवलं महिलानां कार्यमिति अहं न मन्ये पुरुषाणां सर्वाणामपि पाककला अवश्यमेव जीवने भक्षणमावश्यकं भक्षणं कर्तुं पाककला सर्वेषामत्यन्तं ज्ञातव्यं मम गृहे मम पिता एवं मम भ्रातरः सर्वे पाककलायां प्रवीणः एव ते अतिरुचिकरविभवाः पाकः पाचकः करोति एतदेव मम अनुभवः अतः अतः अत एव पाककला केवलं महिलानां कार्यमिति अहं न चिन्तयामि मम कृते सर्वेषां पाककला अवश्यमेव पाचकः सर्वे अवश्यमेव कर्तव्यम् भक्षणमेव भक्षणं मम जीवनस्य जीवनयात्रायाम् अवश्यमेव तादृशरीत्या पाककला अपि अवश्यं भवति तस्माद् पाककला केवलं महिलानां केवलं पुरुषाणां न कार्यं भवति सर्वेषामपि कार्यं भवति पाककला इति मम अभिप्रायः